मम चित्रलेखने बहु इच्छा वर्तते अतः स्वस्य पुस्तके एव कदाचित् चित्रं लिखामि न अपि अन्तर्जालस्य सहायं स्वीकरोमि न अन्येषामपि स्वस्य सामर्थ्यं यावद्वर्तते तावदेव चित्रं लिखामि कदाचित् यूटूब् दृष्ट्वा तत्र यथा चित्रं लेखनीयम् इति दर्शितं कथं ब्रश् उपयोगः कर्तव्यः कथम् अन्कन्याः उपयोगः कर्तव्यः इत्यादि दृष्ट्वा तदनुसारेण अहं स्वपुस्तकेव लिखामि सद्यः लिखितं चित्रम् एवं वर्तते काचित् महिला देवमन्दिरस्य पुरतः स्थिता वर्तते तत्र किञ्चित् मालां पुष्पमालां धरन्ति अस्ति इति तत्र चित्रं लिखित्वा वर्णमपि दत्तमस्ति एवं मम चित्रलेखने आसक्तिः स्वप्रयत्नेन एव क्रियमाणमपि वर्तते